पशुपालनम् राष्ट्रस्य उन्नतिकारकम् अस्ति यतः क्षेत्रादिकम् उन्नतीकरणं कर्तुं पशवः आवश्यकाः सन्ति यदि पशवः सन्ति तदानीं तस्य सहाय्येन उत्तमं क्षेत्र पालनं सस्यादिकम् अभिवर्धितुं शक्नुमः अतः पशुपालने यः पुष्टिः भवति तेषां कृते अधिकं शक्तिं दास्यन्ति तादृशम् आहारं दातुं प्रयतामः विशेषतः यदि पशवः गृहात् बहिः गत्वा अरण्ये कानने वा विद्यमानाः प्राकृतिकान् प्राकृतिकसस्यादिकम् भक्षयन्ति तदा तस्य देहे अधिकाधिकशक्तिः भवति रोगः रोगादिकं न भवन्ति अतः विशेषरूपेण अस्माभिः किं क्रियते इति चेत् प्रातःकाले अष्टवादनसमये गोदोहनानन्तरं तत्र तेषां मुक्तिं कृत्वा अरण्यप्रदेशे वा तस्य सस्यक्षेत्रे वा तस्य तस्य गमनागमनं क कर्तुं मोच्यते तदा क्षेत्रे स्वेच्छया प्राणिनः विशेषतः गौ वृषभादयः तत्र गत्वा यथेष्टं तृणादिकं सस्यादिकं भक्षयित्वा अधिकाधिकं शक्तिं प्राप्तम्मन्ति किन्तु अस्मिन् समये एतदेव पर्याप्तं न भवति अतः अन्यान्य आहारादिकमपि अस्माभिः पशुभ्यः दीयते तादृशम् आहारं तु तत्र पशु आहाररूपेण उद्यमे उत्पादयन्ति क्षेत्रीयभाषायां हिन्डी इति वदामः तत्तु अन्यान्य धान्येभ्यः कृताः पशु आहारः भवन्ति यदि तादृश धान्यादिकं दास्यामः तदा ते अधिकाधिकं क्षीरं यच्छन्ति क्षेत्रादिकेषु कार्यं कर्तुं सक्षमः भवन्ति अतः एतादृशरूपेण पशुपालनम् अस्माभिः क्रियते